लेखनविषये मम लक्ष्यमस्ति किमपि लेखितुम् इति इच्छा अपि अस्ति परन्तु पुरा अहं किमपि किमपि प्रथमन्तावत् अहं पद्यानि कन्नडपद्यानि संस्कृतपद्यानि लिखन् आसम् अनन्तरं एकवारम् अहं चिन्तितवान् अहमपि किमपि पुस्तकं लेखनीयम् इति तत्र तत्र अभ्यासः अस्ति परन्तु किं भवति चेत् संस्कृतभाषायामेव लेखनीयमिति मम आशा आसीत् तस्मात् अहं किमपि लेखितुं प्रयत्नं कुर्वन् आसम् परन्तु तत् असाध्यम् अभूत् तस्मात् अहं नैषधमहाकाव्यस्य कन्नडानुवादङ्कर्तुम् अहं प्रयत्नं कुर्वन् अस्मि अनन्तरं शिशुपालवधस्य अपि कन्नड अनुवादः नास्ति अनेके शिक्षकाः कष्टम् अनुभवन्ति इति तदपि लेखनं कर्तुम् इच्छामि